इदानीं हा श्रूयते स्टार्ट् करणीयं वा हरिः ओम् इदानीं पीटोपकर् पीठोपकरणं विक्र् विक्रेणा आलयं वा

अत्र मम कानिचन पीठोपकरणानि आवश्यकानि आसन् मम एका उत्पीठिका आवश्यकी एका शय्या आवश्यकी एका चतुष्पादी आवश्यकी अनन्तरं सोफ़ा सेट् एका आवश्यकी तथा

पञ्च आसन्दाः आवश्यकानि तत् आसन् आन् आसन्दानां तत् उपवेशना उपवेशनाय तद् काटन् दिम्ब् आवश्यकं आवश्यकं तत् मृदुस्पर्शः यथा भवेत् तथा भवेत् अनन्तरं हा पश्यतु कुत्र अस्ति पश्य् दर्शयति वा आ हा हा हा हा मोबैल् मध्ये प्रेषयतु प्रेषयतु आ अस्तु अस्तु आम् आम् इदानीं सोफ़ा सेट् कृते कियत् मूल्यं बहु बहु अधिकं जातं भोः तद् गा ग् गान्धिबज़ार् मध्ये स स दशसहस्र रूप्यकाणामेव लभ्यते किं अधिकं दातव्यं तथापि विंशतिसहस्र नाम् पञ्चदशसहस्रकं वा दशसहस्रं वा अस्तु अस्तु अस्तु

तर्हि तर्हि तर्हि दशरूप् दशसहस्ररूप्यकाणि दास्यामः तद् ट्रा ट्रान्सपोर्टेशन् भवता एव कर् कर्तव्यम् यदि तत्र भग्नः इति वा अथवा तत्र समीचीनं नास्ति चेत् वयं तत् तिरस्कारं कुर्मः हा यद् ह सत्यं अस्तु अस्तु अस्तु अस्तु तत् तत् प्रेषय प्रेषयतु अहं पश्यामि तत् सूक्तं अहं सूचयिष्यामि किं किं आवश्यकं इति सूचयामि यथा सध्यं यथा साध्यं तथा अत्यन्तन्यूनमूल्येन दातव्यं अनन्तरं तत्र ये यत् यत् तत्र पेय्ण्ट् यदि नास्ति चेत् तत् आगत्य तत्र करणीयं यद् गमनागमनसन्दर्भे किञ्चित् तत्र किं भवति अपव्ययं भवति तत् चित्राणां वा अथवा पेय्ण्ट् वा तत् आपगच्छति तस्मात् तत् समीकरणं करणीयं तद् तथा न प्रयाणसन्दर्भे गमनागमनसन्दर्भे तद् आ आनयनसन्दर्भे तत् घर्षणं भवति तेन् तत् पेण्ट् अपगच्छति न वा पादभग्नः भवति यत्किञ्चित् भवति तस्मात् पुनः अगन् आगत्य तत् पेय्ण्ट् पुनः कर्तव्यं तत् अधिकं धनं न नद् न दास्यामः तर्हि कदा कदा प्रेषयति इति मां दूरवाणी द्वारा सूचयतु तत् सत्यं सत्यं

अस्तु अस्तु धन्यवादः